नमस्ते प्रदीप् महोदय अहम् एकम् आभासी अर्थात् आन्लाईन् पाठ्यक्रमम् अस्माकं विश्वविद्यालयपाठ्यक्रमे योजयितुम् इच्छामि तत्र भवान् किं चिन्तयति

तदेव तदेव नाम अ इदानीं बहवः जनाः ग्रामेषु वसन्ति तेषां विश्वविध्यालये आगमनं तथा सौविध्यकरं न भवति अतः अहं तथा चिन्तयामि नाम सत्यं भवान् सत्यं वदति यतोहि अस्माकं विश्वविध्यालयस्य प्राध्यापकानां यः गणः अस्ति तत्र गणे अस्माभिः इयम् इच्छा प्रकटनीया तत्र ते कथं चिन्तयन्ति इत्यपि अस्माभिः द्रष्टव्यम् अस्तु प्रदीप् महोदय इदानीं भवान् वदतु भवान् सङ्गणकं पा पाठयति अस्माकं सङ्गणकीयं सौविद्ध्यं कथम् अस्ति विश्वविध्यालये सङ्गणकानि सन्ति वा न सन्ति

नास्ति इदानीं तदेव अस्तु तर्हि तत्र तु अहमस्मि उत्तरदायी तदहं कारयिष्यामि व्यवस्थां अहं कारयिष्यामि एकम् इतोऽपि अहम् इच्छामि ज्ञातुम् एकं तत्त्वं कि कथम् नाम छात्राणां प्रावीण्यं तथा अस्ति वा सङ्गणकज्ञानं तथा अस्ति वा ये ये तथा पाठ्यक्रमम् अवगन्तुं ते पारयेरण् पारयेयुः अस्तु अस्तु अस्तु तर्हि यावत् कर्तव्यमस्ति तावत् कर्तव्यजातम् अस्माकं पक्षतः शिष्ठम् अस्ति यत्किमपि कर्तव्यं तत् अस्माभिः कर्तव्यम् तर्हि अस्तु अस्तु अन्यत् किमपि इतोऽपि ते पृथक् चिन्तनम् अस्ति वा स्लाघ्याः विचाराः न वयं केवलं अत्रत्यानेव जनान् स्वज्ञानेन कर्तार्थीकुर्मः अपि तु वैदेसिकाः ये सन्ति ते अपि आगच्छेयुः अस्माकं पाठ्यक्रमे एतदर्थं अस्माभिः आङ्गलभाषायाम् अपि अयं पाठ्यक्रमः परिचालनीयः सत्यं वदति भवान् सत्यं वदति एकम् अवश्यम् अवश्यम् अवश्यम् अवश्यं वदतु वदतु

अस्तु तर्हि भवान् मद्वचनात् एकम् आदेशं निर्मातु पुनः मम हस्ताक्षरात् आदेशः सर्वत्र प्रसारयतां त्वया अस्तु अस्तु नमो नमः